हा हरि ओम् बोधायन एजेन्सी हा हा आम् सत्यम्

न अस्माकं भिन्न भिन्न पैकेजस् सन्ति केवलं काशी अपि अस्ति किन्तु सामान्यतः काशी आगन्तारः गयां प्रयागं च दृष्ट्वा एव गच्छन्ति अतः गया प्रयाग काशीं मिलित्वा अपि एकः पैकेज् भवति सामान्यतया आगच्छति तत्रापि गच्छन्ति

न एतत् केवलं काशी वा अथवा केवल काशी गया प्रयाग इति वा भिन्न भिन्न पैकेज् भवति अस्माकम् आ अस्माकं व्यवस्था एवम् अस्ति काशी गया प्रयाग चेत् सामान्यतः षड्दिनानां एकं पैकेज् भवति तत्र गमनागमनव्यवस्था विमानेन भवति किन्तु केवलं गमनम् आगमनं विमानेन भवति मध्ये तत्र सर्वत्र काशीतः गया काशीतः प्रयाग इत्यादिकं कुत्रचित् ट्रैन भवति कुत्रचित् बस् व्यवस्था भवति चिन्ता नास्ति तत्र अन्यः तत्र साहाय्यं कर्तुं जनाः भवन्ति उत्तम यानानि एव एसी यानानि भवन्ति उत्तमव्यवस्था भवति वासव्यवस्था बहु सम्यक् भवति एवं उत्तम होटेल् उपहारमन्दिरेषु लाजिङ्ग भवति तत्र एसी रूम्स् एव भवन्ति उत्तमव्यवस्था भवति वृद्धाः वा शिशवः

आम् आम् इदानीम् अस्माकं पैकेज् मध्ये सामान्यतः कर्णाटकतः आगच्छन्ति चेत् तेषां कृते कर्णाटकाभोजनस्य व्यवस्था एव भवति तेषां क्लेषः यथा न भवेत् तथैव उत्तमभोजनव्यवस्था क्रियते अस्माभिः तद् अस्माकं कान्टेक्ट्स् सन्ति वैद्यकीय व्यवस्था अपि भवति अतः तत्र तत्र अस्माभिः सर्वदा गम्यते इति कारणतः तत्र तत्र यत् यत् यत्र यत्र गम्यते तत्र तत्र अस्माकम् एक कान्टेक्ट् जनाः भवन्ति हास्पिटल् कान्टेक्ट् नम्बर् भवति वैद्यः भवन्ति अतः वयं तद्विषये चिन्ता करणीया नास्ति सामान्यतः एवं पञ्चदशतः विंशति जनाः अपि भवन्ति ततोऽपि अधिकं वयं न स्वीकुर्मः बहु हा हा तत्र तत्र गैड् भवन्ति किन्तु अस्माकं जनः अपि कश्चन भवत्येव तत्स्थानीये स्थानेषु मार्गदर्शकाः भवन्ति अवश्यम् अवश्यम् आगम्यतां धन्यवादः